हरिः ओम् नमस्ते महोदय वदतु हा उत्तमरीत्या सर्वं चलन् अस्ति महोदय वदतु महोदय

ओ वदतु महोदय

हा वदतु अस्तु

आं महोदय गतमेलने सूचितं महोदय तदेव त् किं चेत् वयं तत्र एकं अस्माकं टीं मेम्बर्स् सर्वं मिलित्वा एकमेलनं प्रथमं वयं स्थापयित्वा एताम् एतां चर्चां कुर्मः इति चिन्तनं महोदय तदनन्तरं अग्रिमबुधवासरे इति निश्चितं आमामां हा अस्माकं टीं मध्ये नव जनाः सन्ति महोदय इदानीम् अतः सर्वे मिलित्वा एकवारं चर्चां कृत्वा तदनन्तरं कथं वयम् इद् नयामः तदेव अस्म तत्र वयं कथं तत्सर्वं किं जयन् आ वदतु आं महोदय आं महोदय आं महोदय तत्र वयं किं चिन्तितवन्तः चेत् प्रचारस्य निमित्तं वयं किञ्चित् किं प् पेपर्स् प्याम्प्लेट्स् वयं कुर्मः इति तलपत्रं निर्माणं कुर्मः इति कृत्वा वयं प्रत्येकं किं ब् किं यानस्थाने इत्युक्ते बस् स्ट्याण्ड् मध्ये सर्वत्र वयं

आम् अत्र प्रथमं करपत्रं तदनन्तरं वयमत्र आन्लैन् माध्यमेन एव अपि वयं कुर्मः इति एक अड्वर्टैस् त वयम् तद् किं यूट्यूब् मध्ये तदनन्तरम् अत्र किं दूरवाण्यामपि वयं किं दू्र् सोरि दूरदर्शनं दूरदर्शने अपि वयं किञ्चित् दद्मः दूरदर्शनेषु वार्तापत्रिकासु वयं कुर्मः तत्र

अस्तु महोदय म् अस्तु महोदय आं महो ओ अस्तु महोदय अस्तु महोदय अस्तु अस्तु आम् अस्तु अस्तु निश्चयेन कुर्मः महोदय धन्यवादः महोदय आं रां राम्